चित्ररचनमध्ये प्रथमं वयं चित्रं बहूनि चित्रं दृष्ट्वा कुत्र किम् अस्ति इति प्रथमं ज्ञात्वा वयम् अनन्तरमेव रचनं करणीयं एकम् उदाहरणम् एकं टेबल्मध्ये एका लेखनी अस्ति लेखनी कथम् अस्ति कुत्र कुत्र मिन्स् कार्णर्मध्ये अस्ति वा मध्ये अस्ति वा अथवा कस्मिन् पार्श्वे अस्ति एवम् एकैकविषयम् अपि ज्ञात्वा एकं किं ट्री अस्ति चेत् एकम् अस्ति चेत् तत्र पर्णानि कथम् अस्ति सर्कल्मध्ये अस्ति वा ओवल्मध्ये अस्ति वा कथम् अस्ति बृहत् अस्ति वा बहुलघु अस्ति वा एवम् एकैकविषयमपि तत्र ज्ञातुम् अवसरः स्वीकरणीयः सो प्रथमं दृष्टिः बहुमुख्या चित्ररचनसमये किमपि एकं लघु आब्जेक्ट् तत्र अस्ति चेदपि तत्र दृष्टिं बहुवारं वयं स्थापयित्वा प्रथमम् अन्ते स्वीकृत्य अनन्तरमेव वयं रचनीयं सो दृष्टिः बहुमुख्या वयं यावत् पश्यामः तावत् वयं बहुश्रद्धया रचयितुं शक्यते अनन्तरं यत् कथम् अस्ति तत् एवमेव स्वीकरणीयं तत् मेक्स् अपि बहुमुख्यम् अस्ति तत्र आगच्छति गणितम् निश्चयेन आगच्छति तत्र वयं गणितम् इत्युक्ते एकं स्वील्स् एक स्केल् स्वीकृत्य किं वयम् इञ्च् स्वीकरणीयं तादृशं नास्ति वयं गणितम् अस्माकं नेत्रे वयं स्थापयित्वा स्वीकृत्य वयं रचनीयं सो गणितं बहुमुख्यं मानसिकगणितं नेत्रेण गणितं बहुमुख्यं रचनसमये